अहं तु एकस्मिन् दिने ह्यः एकं खादनार्थं चपाति खादनार्थं आर्डर् कृतवान् परन्तु सः इदानीमपि नागतवान् किमर्थ्ं अयं विलम्बः नाम मम तु रूप्यकाणि गतानि मम अकौण्ट् तः अकौण्ट् तः तथापि आर्डर् नागतं तत्र का समस्या अस्ति अहं इतोपि भोजनं न कृतवान् शीघ्रतया प्रेषयन्तु